यता अहं तिरुपतीक्षेत्रे निवसामि अत्र विशिष्टानि खाद्यानि बहू सन्ति यथा मिष्टान्नाद्या आद्यादयः यता बहु सन्ति तत्र बहु विशेषः वर्तते पुलिहोरा दध्योद्य दध्योदनम् इत्यत्र पुलिहोरा इत्यस्य निर्माणं भवति ओदनम् इतोऽपि तैलं हरिद्रं मसाला तत् स्थापयित्वा तेन यथा मिश्रणं भवति तदा पुलिहोरा निर्मायते अन्यत् भवति दध्योदनम् इति तत्र ददि ओदनं लवणम् इतोऽपि केचन मसाला प्रयोगेन दध्योदनस्य सज्जी भवति तता मिष्टान्नाद्यादि आद्यादयः तु बहु भवन्ति यथा अत्र पायसम् इतोऽपि जीलेबी जाङ्ग्री इत्यादयः बहु भवन्ति